मम प्रदेशे बहुषु सांस्कृतिककार्यक्रमं वर्तते यदा पोलेरम्मजात्रा वीरभद्रजात्रा इत्यादिषु युगादिः इत्यादिषु बहुषु पर्वाणि वर्तन्ते तथा तस्मिन् मध्ये अपि एतद्वौ बहु सामाजिकतया तस्य अधिकतया उत्साहरूपेण तद् तद्कार्यक्रमं क्रियते उदाहरणार्थं यदा पोलेरम्मजात्रा यदस्ति अस्मिन् मध्ये पोलेरम्म इत्युक्ते दुर्गादेवी तेषाम् एकम् अपरं रूपम् अस्ति ग्रामेषु एवं सः ग्रामदेवता कारणात् एव तस्य बहु प्राधान्यता वर्तते मम प्रदे मम प्रान्तेषु ता तेषां यात्रा यदि तेषां यात्रा प्राधान्यतया श्रावणे अथवा आषाडमासस्य अन्तिमे यदा कृष्णपक्षः अथवा श्रावणमासस्य शुक्लपक्षमध्ये भवति एतत् श्रावणपूर्णिमायां प्राक् एव भवति तस्य कृते यद् देवालयस्य प्रतिष्ठापनाधिकारी अस्ति तैः ग्रामे ग्रामजनानां कृते एतानि एतानि दायित्वं वदति यदा रथस्य निर्माणं करणीयम् अथवा पूजासामग्रीसज्जीकरणं करणीयम् अथवा यदा तो तोरणम् इत्यादिषु बहुषु यद् कार्यं तद् सुन्दरता यत् कार्यं यदस्ति रथस्य कृते अथवा ग्रामे ग्रामे प्र प्रथमं तद् तत्र तस्य निर्माणं करणीयं चेत् जनानां कृते प्रतिष्ठापना अधिकारी ये तत् एतानि कार्याणि उक्त्वा तैः कार्यं हा ददाति तदनन्तरम् एतानि एतेषु कार्येषु अपि तद् समीचीनम् एव समी सम्यक्तया जनाः पूर्वं कुर् कुर्वन्ति तथा च तेषां बहुषु श्रद्धा अपि वर्तते तत्कारणात् एव एतादृशं यद् विराटकार्यम् अस्ति तैः सह सह कुशलेन कुर्मः तत्कारणात् एव अहम् एतादृशं यद् सामाजिकङ्कार्यं वर्तते तद् ह तस्मिन् मध्ये कार्यं कर्तुम् इच्छनोस्मि तथा च यदा एतादृशं यद् कार्यं हा यदा यदा कदा अपि भवति तत्र जनाः बहु आनन्देन तस्मिन् मध्ये भाग्यं भागं गृह् गृह्णन्ति इति कारणात् एतादृशं सामाजिकं यत् कार्यं वर्तते तद् समाजस्य कृते एकं बन्धनरूपेण कार्यं कुर् करोति